गतसप्ताहे अहम् एकां शाटिकां क्रीतवति वर्णं तु सुन्दरम् अस्ति परन्तु अहं तां शाटिकां सिल्क् इति चिन्तितवती परन्तु तत् प्यूर् सिल्क् नास्ति आर्ट् सिल्क् अस्ति तत्र एकं छिद्रम् अपि अस्ति अतः अहं तावत् सन्तुष्टा नास्मि